ये छात्राः शास्त्राध्ययनं कर्तुम् इच्छन्ति तदा पूर्वं किं शास्त्रम् अध्येतव्यं भवति इति निश्चेतव्यं भवति कस्मिन् शास्त्रे रुचिः वर्तते इत्यादि रूपेण चिन्तनादिकं करणीयं भवति अध्ययनवेलायां तत्तत् शास्त्रसम्बन्धपुस्तकानां पठनम् एकाग्ररूपेण पठनीयं भवति पुनश्च यस्य शास्त्रस्य अध्ययनं क्रियते तस्य शास्त्रस्य अनुसन्धानविषये अपि प्रवृत्तिः भवेत् यथा पठनविषये एकाग्रता भवति तद्वदेव लेखनविषये अपि प्रवृत्तिः भवेत् पुनश्च यत्र कुत्रापि तत्र संशयः भवति चेत् तत्र गुरूणां निकटे गत्वा प्रष्टव्यं संशयनिवार निवारणं करणीयं भवति एवं सामान्यरूपेण वक्तव्यं चेत् अध्ययनकाले तस्य शास्त्रस्य विषये यावत् शक्यते तावत् पुस्तकानाम् अध्ययनं सम्यक् रूपेण करणीयं पुनश्च विमर्शात्मकदृष्ट्या अपि अध्ययनं करणीयं पुनः प्रमुखश्लोकानां कण्ठस्थीकरणम् इत्यादिकं करणीयं भवति एवं रूपेण शास्त्राध्ययनं करणीयम् इति मे मतिः